प्रथमं फ़ोन्पे द्वितीयं गूगल् पे तृतीयं पेटियं चतुर्थं भीम् फ़ोन्पे भारतीया यु पि ऐ युणै युनिफ़ैड् पेमेण्ट्स् इन्डर्फ़ेस् आधारितम् एषा एप् विश्वसनीयता तथा सुगमता युक्ता अस्ति द्वितीयं गूगल् पे जी पे एषा एप् गूगल् द्वारा विकसिता सुरक्षितसुगमता युक्ता च अस्ति तृतीयं पेटियं विविधसेवयुक्ता व्यापकप्रयुक्ता च एप् अस्ति चतुर्थं भीं भारत् इण्डर्फ़ीस फ़ोर् मणिः भारतं सरकारद्वारा समर्थिता विश्वसनीयता युक्ता च आप् अस्ति विश्वसनीयता तदा सुरक्षा रिलयबिल्टि अण्ड् सिक्यूरिटि अन्तर्जालेन अथवा अन्तर्जालेन धनप्रेषणं यथा फ़ोन्पे जी पे इत्यादयः विश्वसनीयाः सुरक्षिताः च मार्गाः सन्ति इति विश्वस्य इति विश्वं स्मिताः एताः सर्वाः एप्स् सुरक्षितप्रमाणपत्रैः एन्क्रिप्शन् द्वे घटकाः प्रमाणिकरेण टु फ़्याक्टर् ओथेन्टिकेशन् तदा अन्य सुरक्षाविधानैः सुरक्षिताः भवन्ति परिचितस्य समस्याः प्राब्लम्स् फ़ेस्ड् बै एक्विन्टेश्नल्स् वन् लाभादिकारग्रहणस्य समस्या ओद्रैसेशन् इश्यूस् कतिपयसमयेषु लाभादिकारग्रहणं न स्यात् यस्मिन् स्थितौ धनप्रेषणं न सम्बध्यते एषा समस्या प्रायः असुरक्षितजालव्यूहस्य नेट्वर्क् इश्यूस् करेण भवति